हरिः ओम् अहं वेदविज्ञानगुरुकुलतः किञ्चित् आहारम् आर्डर् कृतवान् आसम् तत्र आराधना इति यत् होटेल् अस्ति ततः अहम् आर्डर् कृतवान् अस्मि तत् अत्र अस्माकं गुरुकुलं प्रति तस्य डेलिवरि अस्ति वा न वा न ज्ञायते किञ्चित् तद्विषये अस्मान् ज्ञापयन्तु यदि अस्ति तर्हि अस्माभिः यत् आहारम् आहारम् आर्डर् कृतमस्ति तदानयन्तु अपि च यत् तत् यदि भवतां कृते अत्र मार्गः न ज्ञायते तर्हि एवम् अत्र दक्षिणामूर्ति आर्च् इति अस्ति तत्र आगच्छन्तु ततः एवं एकं टर्न् स्वीकृत्य यदि अत्र आगच्छन्ति तर्हि वेदविज्ञानगुरुकुलं प्राप्यते अत्रैव अस्माभिः आर्डर् बुक् कृतमस्ति यदि तावत् तत् ओपन् अस्ति वा न वा इति न ज्ञायते तर्हि तु अस्मान् सूचयन्तु अपि च अस्माभिः यत् बुक् कृतमस्ति आर्डर् तत् यथा शीघ्रम् अस्माकन् प्रापयन्तु